नमस्ते इदानीं कालः अस्ति द्वादशवादने तथापि अहम् ओला इत्यादिकं लभ्यते इति विश्वासेन काल् कृतवान् अस्मि ह तत्र वयम् अत्र मूवी चलनचित्रं द्रष्टुम् आगतः आसन् वयं पञ्चजनास्मः अत्र विलम्बेन मूवि त्यक्ता अतः अस्माकं निकटे यानमपि नास्ति अतः ओला बुक् करणीयमस्ति इदानीं वयं पञ्चजनाः स्मः तत्र भवतां निकटे पञ्च जनानां कृते यथा उपवेशनं स्यात् तथा वेहिकल् अस्ति वा हा स्विफ़्ट् न शक्यते यतोहि तु वयं पञ्चजनाः अतः दीर्घं किमपि अस्ति वा इनोवा इत्यादिकं ज़ैलोवा नास्ति वा तत् किञ्चित् दृष्ट्वा काल् कुर्वन्ति वा पुनः अर्जेण्ट् आसीत् यद्यपि रात्रौ किल अतः क्लेशः भवति

हा अस्तु निमिषपञ्चके पुनः काल् कुर्वन्ति वा तर्हि आ अस्तु तर्हि हा वदन्तु इनोवा अस्ति वा हा अस्तु तर्हि आगच्छन्तु कियत् भवति धनम् इतः अस्माभिः चन्नैनळ्ळि प्रति गन्तव्यमस्ति ओ त्रि सेवेन्टि भवति वा हा किञ्चित् न्यूनं कर्तुं न शक्यते वा रात्रौ वयं तु स्टुडेण्ट्स् स्मः अतः हा अस्तु तर्हि आगच्छन्तु आ अत्रैव सम्भाषणं कुर्मः आगच्छन्तु हा शीघ्रम् आगच्छन्तु